मम ग्रामः अस्ति शिरसि तत्र बहूनि प्रवासीक्षेत्राणि सन्ति पुनश्च जलपातादिकं दृष्टुं बहवः दूरादागच्छन्ति तत्र सम्यक्तया गन्तुं मार्गः नास्ति अतः मार्गस्य व्यवस्थां करणीयं सर्वकारेण पुनश्च तत्र ग्रामे नाम बहु कुग्रामवदस्ति तत्र गन्तुं सम्यक्तया वाहनानि न सन्ति मार्गव्यवस्था नास्ति पुनश्च तस्य विषये बहवः न जानन्ति एव प्रवासीक्षेत्रमस्ति इति अतः अद्वटैस्मेण्ट् अत्र किमस्ति तस्य इतिहासं किमस्ति पूर्वं किं किं तत्र जातम् इत्यादिकं ते तस्मिन् विषये जागृतिः नाम अस्माकं प्रदेशे एतानि प्रवासीक्षेत्राणि सन्ति इति विज्ञापनं करणीयं तेन अस्माकं देशस्य आर्थिकव्यवस्थायाः वृद्धिः जायते अतः मार्गव्यवस्था करणीया पुनश्च विज्ञापनम् अड्वटैस्मेण्ट् करणीयं पुनः क्वचित् जलपातं दृष्टुं बहवः आगच्छन्ति किन्तु तत्र क्रीडादिकं कृत्वा अनन्तरं वस्त्रं द् धर्तुं नाम चेञ्ज् कर्तुं सम्यक् रूम्स् न सन्ति तदर्थं किञ्चित् कार्यं करणीयम् एवं कुर्वन्ति चेत् बहवः द्रष्टुम् आगच्छन्ति सौकर्याणि भवन्ति अतः अड्वटैस्मेण्ट् करणीयं पुनश्च मार्गव्यवस्था तत्र आवश्यकी आवश्यकं किं किम् अस्ति तत्सर्वं करणीयमस्ति